मया एव रचितम् एकं श्लोकं वदामि तत्र दीपज्वालने नमस्कारार्थे दीपस्य नमस्कारार्थे वर्तते पापोपि ह्रियते येन तमस्सूर्योदये यथा आत्मज्योतिप्रकाशार्थं दीपं नित्यं नमाम्यहं दार्मिकसम्बद्धं गीतम् एतत् अत्र पश्यति किमर्थम् इति प्रश्नः वर्तते पापोपि ह्रियते येन तमस्सूर्योदये यथा तमः सूर्योदये यथा हरति सूर्य उदयेनैव सूर्यकिरणेनैव तत्र तमः यथा गमिष्यति तथा एव अस्माकं पापाः अपि दीपज्ज्वालने भविष्यति आत्मज्योति प्रकाशार्थम् अस्माकम् आत्मज्योतिः प्रकाशार्थम् अत्र साङ्केतिकरूपेण दीपं प्रज्ज्वालयाम् प्रज्ज्वालं प्रज्ज्वालनं करणीयं भवति अतः तादृशदीपं तत्र यथा दीपज्ज्वलने अस्माकम् आत्मज्योतिः प्रकाश्यते तादृशदीपप्रज्ज्वालनं कुर्मः नमस्कारञ्च कुर्मः इति अर्थः अतः सर्वेषां आत्मज्योतिः प्रकाशयतु इति मम चिन्तनम्